भारते प्रसिद्धाः क्रीडाः कबड्डी खोखो क्रिकेट् इत्यादयः इदानीं बहुप्रसिद्धाः क्रीडा क्रिकेट् इति क्रीडा बहुप्रसिद्धम् अस्ति तत्र द्वादशजनाः क्रीडन्ति द्वौ न द्वौ दण्डानि कृत्वा क्रीडन्ति तत्र तु इदानीम् इदानीन्तन चुटुकू इति क्रीडा इति क्रीडा अपि भवति तदेव अनेकभारतीयक्रीडाः अस्ति तेषु मध्ये हाकिः एका अन्यतमः भारतीयक्रीडा एव तत्रापि कतिचन् इति न मन्ये अस्ति तथैव कब्बडी इति तत्र अष्ट जनाः मिलित्वा खेलन्ति प्रत्प्रसरन्तु ग्रहणं तथा तेषाङ्कणं गत्वा तेषाङ्कृते तेषां तेषां स्पृष्ट्वा अनन्तरं तेन तेषाङ्कृते अङ्काः लभन्ते बहु अङ्काः तेषां गणस्य भवति ते ते गणाः जितः इति घोषयन्ति